त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य अष्टममासस्य द्वादशः दिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य सप्तममासस्य त्रयोदशः दिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य प्रथममासस्य दशमः दिनाङ्कः ऊनविंशत्यधिकविंशतिसहस्रतमवर्षस्य द्वितीयमासस्य पञ्चदशः दिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य प्रथममासस्य सप्तविंशतितमः दिनाङ्कः